हरिः ओं हरिः ओम् अस्तु

मम साक्षी इति एकम् इवेण्ट् मेनेज़्मेण्ट् अस्ति इदानीं टीं मध्ये किञ्चित् कार्यं करणीयं वा ह सत्यम् नीलवर्णस्य सम्यक् भवति आकाशः किञ्चिद् समयः

आम् एकं सेक्शन् वा भोः एकसेक्शन् ह अस्तु अस्तु

तस्य आवश्यकं नास्ति आम् तद् अहमेव तद् करोमि अरेञ्जमेण्ट् तद् करोमि अहम् आं करोमि बलून् पुष्पम् अहं स्वीकृत्य अहं करोमि तद् उपाहारः नास्ति अलङ्कारः केवल अहङ्कारः अलङ्कारं सर्वापि सर्वापि सर्वापि सर्वापि अहं ह करोमि ह आगच्छतु आगच्छतु ह अस्तु अस्तु आगच्छतु कृपया अस्तु व्यवस्थां व्यवस्थां अहं करोमि अहं क करोमि तन्व्य व्यवस्था पुष्पालङ्कारः अस्ति बलून् मध्ये विद्युत् अलङ्कार अपि अस्ति बलून् मध्ये अहं करोमि तद्पि तदपि अहं करोमि तद् ह तद् भिन्नः भवति छायाग्रहणस्य तदपि भिन्नः भवति ह अलङ्कारस्य भिन्नः भवति तदद् दश सहस्राणि भवति छायाग्रहणस्य ह अस्तु रां राम्